सत्यम् अत्यधिकं स्क्रीन् समयस्य कारणात् अद्यत्वे बालकाः क्रीडाम् न क्रीडन्ति अत्यमितं वस्तुतः अद्यत्वे डिजिटलैज़ेशन् जातमस्ति तत्र सर्वेषां हस्ते श् अपि तु शिशूनाम् अपि हस्ते पितृभ्याम् दूरवाणीं दीयते तत्र जन्मनाः एव शिशवः दूरवाणीम् उपयुञ्जते तेन कारणेन शिशूनां गृहात् बहिर्गमनमेव न भवति प्रतिवेशेभिः मित्रैः शिशवः वा न क्रीडन्ति शिशवः अद्यत्वे केवलं दूरवाण्याम् एव सर्वदा आदिनं निहिताः भवन्ति एतस्मिन् विषये अहं कथयामि यदा शिशवः भवन्ति तत्र शिशूनां हस्ते दूरवाणी तन्त्रम् यन्त्राणि वा नैव दातव्यानि शिशूनाम् बहिः गृहात् बहिः क्रीडितुम् प्रेरणा देया अस्ति तैः सह अपि नाम ज्येष्ठाः यथा कुर्वन्ति शिशवः अपि तथैव शिक्षन्ति अतः शिशूनां समक्षं ज्येष्ठः अपि दूरवाणीं न उपयुञ्जीरन् तेन ज्येष्ठाः यथा कुर्वन्ति शिशवः अपि तथैव अनुसरन्ति तस्मात् ज्येष्ठाः अपि गृहात् बहिः सायङ्काले प्रातःकाले वा क्रीडितुं गच्छन्ति चेत् शिशवः अपि ज्येष्ठान् अनुसरेयुः सः एव मार्गः तेन शिशूनाम् तत्र आसक्तिः नाम स्क्रिन् विषयेषु आसक्तिः न्यूना भवितुमर्हति